सामाजीकमाध्यमः जनानां क्रूरं करकुशलकलानाम् इतरकलाप्रकारे च सल्लग्नं करोति कश्चन मण्डलं निर्माणं कश्चन गीतानां वीडियो कृत्वा सामाजिकमाध्यमेषु स्थापयति एतत् पञ्चमिनिट् यावत् शिल्पमस्ति एतत् यूट्यूब् चानलमस्ति यत् यत्र भवन्तः विभिन्नप्रकारस्य शिल्पं द्रुष्टुं शक्नुवन्ति तथा च बहु कम् अपि ज्ञातुं शक्नुवन्ति एतस्य अनन्तरं सामाजिकमाध्यमेषु बहु किमपि संख्यां कर्तुं शक्नुवन्ति सर्वं नवीनम् आविष्कारं द्रष्टुं शक्नुवन्ति विभिन्नप्रकारस्य हस्तशिल्पं तथा च तादृशं वस्तूनि द्रष्टुं शक्नुवन्ति